मम गृहसमीपे कलासामग्रीभण्डारः वर्तते तत् बहु समीचीनो अपि वर्तते तत्र उत्तम उत्तम वस्तूनि अपि प्राप्यन्ते क्वालिटि युक्तमपि तत्र प्राप्यन्ते एवं अहं एम्ब्रायड्रि कर्तुं कसूति कर्तुं अहं तत्र सूत्रादिकं सूचिका वर्णवर्णे विद्यमानसूत्राणि सर्वं स्वीकरोमि कसूति कर्तुं षड्युक्त सूत्रमेकं लभ्यते तत्स्वीकरोमि वृत्ताकारक वृत्ताकारे एकं रिङ्ग् अपि लभ्य वर्तते तदपि अहं स्वीकरोमि तेन अहं कसूति कर्तुं शक्नोमि पुनः अहं रङ्गवल्लीं स्थापयितुं रङ्गवल्लीचूर्णमपि स्वीकरोमि मम गृहस्य समीपे कला कलाजनाः अपि सन्ति ताः अपि मम कृते पाठयन्ति मम गृहमपि कलाशिल्पकारः एव मम गृहे अपि कलां कुर्वन्ति बहु बहु विषये अपि अन्यथा अन्यथा कलाः क्रियन्ते एवं मम अभिप्रायः अहमपि कलादिकं करोमि तथैव आपणं गत्वा सामग्रीमपि स्वीकरोमि इति